मम मम प्रदेशः तु एकः ग्रामः अस्ति तत्र हिन्दुसमुदायिकाः जनाः अधिकाः निवसन्ति तत्र कोऽपि अन्धविश्वासः अन्धविश्वासप्रेरितः कश्चन कलहो वा अथवा अन्यविधघटना वा न प्रवृत्ता किन्तु अहं यत्र उद्योगार्थं वासं करोमि तत्र एतादृश्यः घटनाः समृद्धाः आसन् यथा बेङग्लूर् नगरे अहं यदा कार्यं कुर्वाणः आसं तत्र अहं मम कार्यार्थं प्रस्थितः तस्मिन्नेव समये अन्धविश्वासम् उपलक्ष्य केचन जनाः परस्परं कलहं कुर्वन्तः आसन् तान् वयं वस्तुतः विमुखीकर्तुं यद्यपि प्रयत्नं कृतवान् तथापि ते अस्माकं वचनं न शृण्वन्तः परस्परं कलहं कुर्वन्तः अनन्तरम् अधिकं नष्टतां प्राप्नुवन् इति ज्ञातं किं कुर्मः कदाचित् सः मार्गदर्शकानाम् अभावः अथवा कार्येषु कार्येषु साफल्यतायाः साधने कदाचित् साधन अभावः एवं सर्वविधसमस्याः समुद्भवन्ति कदाचित् सञ्चारकाले कोऽपि सामुदायिकः अन्धविश्वासः न सम्मुखीकृतः किन्तु उद्योगव्यवहारादिषु स्थलेषु एतादृशस्य एतादृशस्य अन्धविश्वासस्य प्रभावः तु दरीदृश्यते केवलं सामुदायिकः कश्चन समुदायः अस्ति चेत् तस्य परिमितौ यः यः उद्योगः यः उद्योगः भवति अथवा उद्योगप्राप्तिः भवति सः तस्य समुदायस्य एव जनस्य नियुक्तिं करोति एतादृशः दुरभ्यासः सर्वेषु समुदायेषु विद्यमानजनानाम् अस्ति एव इति मम मम अभिप्रायः